मम क्षेत्रस्य समीपे विद्यमानाः प्रसिद्धाः महाविद्यालयाः डाक्टर् ए वि बाळिग कालेज् इति अस्ति कुमटायाम् तथा सर्वकारीय महाविद्यालयाः कुमटा बाड् इरेगुत्ति इति प्रदेशे सन्ति तथा ए वि बाळिग बि एड् विद्यालयः पालिटेक्निक् विद्यालयः अपि कुमटायाम् अस्ति गोकर्ण इति प्रदेशे भद्रकाळिविद्यालयः अस्ति कुमटायां कोङ्कण एजुकेशन् ट्रस्ट् द्वारा सञ्चालितः महाविद्यालयः अपि अस्ति मम परिवारस्य कोपि इदानीम् अत्र अध्ययनं न करोति जनानाम् अध्ययनं तु समाप्ता अस्ति तैः सर्वैः अत्र कन्नडं संस्कृतम् आङ्ग्लं हिन्दि तथा कोङ्कणि एवं भिन्नभिन्नभाषाणाम् अध्ययनं कृतमस्ति